माध्यमद्वारा प्रसार्यमाणविचाराः मम प्रान्ते बहुप्रभावं जनयन्ति समाजस्य संलग्नताया माध्यमः उत्तमम् पात्रं वहति यतोऽहि माध्यमेषु दैनन्दिनवार्ताः राजकीयवार्ताः सामाजिकवार्ताः वैज्ञानिकविचाराः शैक्षणिकविचाराः इत्यादिरूपेण बहवः विचाराः प्र प्रसारिताः भवन्ति अतः समाजे माध्यमानां प्रभावः अत्यन्तं भवति किमर्थमित्युक्ते वाट्सप् फेस्बुक् वृत्तपत्रिकाः सामाजिक जालताडानि एवञ्च दूरदर्शनं कम्प्युटर् मोबाइल् इत्यादिषु सर्वेषु अपि मा माध्यमेषु समाजस्य कृते उपयुक्ताः बहवो विचाराः स्वोपलभ्यन्ते अतः स्थानीयविचाराः अपि माध्यमेषु उपलभ्यन्ते स् स्थानीय वृत्तपत्रिकासु स्थानीयविचाराः समीचीनरूपेण भविष्यन्ति अतः स्थानीयविचाराः माध्यमेन मुख्यवाहिनीं अपि आनेतव्यम् इति अपि मनसि विचारः वर्तते इति अहं वक्तुम् इच्छामि